श्रीमद्भगवद्गीता मम उपरि बहु प्रभावम् अजयन् गीता विश्वस्य उत्तमशास्त्रेषु अन्यतमं शास्त्रग्रन्थम् अस्ति श्रीमद्भगवद्गीता जीवनस्य श्रेष्ठतम दर्शनम् गीतायाः वाचनं सम्यक् अनुसृत्य कस्यचित् व्यक्तेः जीवनं परिवर्तयितुं शक्यते मनुष्यः धनिकः दरिद्रः वा शकलो असकलो वा गीतया सर्वेषां कृते अत्यन्तं महत्वपूर्णम् अस्ति गीतायाः गीतायाः दत्त उपदेशाः वा सापि व्यक्तेः जीवनस्य सम्यक् मार्गनिर्देशनम् अपि करोति गीतया भगवान् श्रीकृष्णः बहु उपदेशं दत्तं भगवान् सम्मुखे यत् गीतायाः वाणी वयं शृणुमः तत् एकं आनन्दम् अनुभवामि वयम् तत् तु गीता भिन्नः किमपि चिन्तनं न शक्यं गीता एका साक्षात् दर्शनं ग्रन्थम् अस्ति गीता साक्षात् किं बहु चरित्राणि सन्ति तत्र भगवान् श्रीकृष्णः अस्ति तत्र भगवतस्य सम्मुखे एकम् अर्जुनः भगवतस्य मित्रं तादृशं तस्य उपदेशं दातव्यम् अस्माकं कृते तत् एव दातव्यम् अस्माकं कृते दातव्यम् इति चिन्तयित्वा भगवान् एकं चरित्रनिर्माणं कृतवान् तत्र चरित्रं मध्ये अर्जुनस्य चरित्रं महत्वम् अस्ति तत् तु वयं जानीमः गीतायाः महत्वं किम् अस्ति दर्शनशास्त्रे समग्रविश्वे गीतायाः प्रचलनं बहु भवन्ति गीतायाः बहु भाषायाः गीता अनुदितः सन्ति गीता अनुवादं यत् चीनभाषायां फ्रान्स् भाषायाम् अनुदिता तत्र जर्मनी भाषा तु बहु वारम् अनुदितं भवन्ति जर्मनी तः एकम् एकं मनुष्य आगतवान् तत्र बेनारस् मध्ये काशी मध्ये सः बहु दिनं यावत् बहु कार्यं कृतवान् सः गीतयाः अस्तु